अन्येभ्यः लेखकेभ्यः मम लेखनम् उत्तमम् अस्ति किमर्थम् इत्युक्ते तत्र उपयुक्तस्य शब्दाः वा भवतु वाक्यनिर्माणं वा भवतु नो चेत् प्रयोगाः वा भवतु पद्यनिर्माणे छन्दोबद्धं वा भवतु एतत् सर्वं वयं पश्यामः चेत् मम लेखनम् अन्येभ्यः भिन्नं वर्तते किमर्थम् इत्युक्ते संस्कृतसाहित्यक्षेत्रे अनेकानि शब्दानि सन्ति तत्र मूल्यानि शब्दानि उपयुज्य एव मम लेखनं भवति एवं च तथा अहं लिखामि चेत् शब्दस्य प्रयोगा वा शब्दविषये ज्ञानं वा जनाः प्राप्नुवन्ति सामान्यतया सरलसंस्कृतभाषायाः एव वयं लेखनं लिखामः चेत् जनाः संस्कृतम् एतावदेव अस्ति इति चिन्तयित्वा संस्कृतस्य मूलं यदस्ति तद् विस्मरन्ति तदर्थं मम लेखनं सर्वदा उत्तमरीत्या नूतनशब्दतया भवतु अथवा पद्यलेखनसमये छन्दोबद्धो वा भवतु वाक्यनिर्माणसमये परिशुद्धता वा भवतु एवं सर्वरीत्या अन्येषां लेखनात् उत्तमं मम लेखनं भवति